द्विसहस्रं त्रयोविंशतिः तमं वर्षम् अगस्तमासः त्रयोविंशतिदिनाङ्कः द्विसहस्रं विंशतितमेवर्षे एप्रिल्मासस्य त्रिंशत् दिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य फ़र्वरीमासस्य नवदशदिनाङ्कः नवदशशतम् अष्टसप्ततितमवर्षस्य अगस्तमासस्य चतुर्थः दिनाङ्कः एका द्विसहस्रम् एकादशतमवर्षस्य फ़ेब्रुवरी मासस्य नवदशदिनाङ्कः